मम शास्त्रम् अस्ति व्याकरणं व्याकरणशास्त्रम् अध्येताराः अवश्यम् अध्येतव्यः अध्येतव्याः ग्रन्थाः लघुसिद्धान्तकौमुदी सिद्धान्तकौमुदी अष्टाध्यायी महाभाष्यं तर्कसङ्ग्रहः परिभाषेन्दुशेखरः काशिकावृत्तिः इत्यादयः सन्ति पाणिनी व्याकरणदृष्ट्या अष्टाध्यायी प्रमुखः ग्रन्थः वर्तते अष्टाध्यायी पूर्वम् अष्टाध्यायाः पूर्वं सिद्धान्तकौमुदी तत्पूर्वं लघुसिद्धान्तकौमुदी पठितव्याः ग्रन्थाः वर्तन्ते सिद्धान्तकौमुद्याम् प्रकरण रूपेण सूत्राः विभक्ताः सन्ति प्रारम्भस्तरे ये ये छात्राः सन्ति तेषां कृते लघुसिद्धान्तकौमुदी अस्ति तस्मिन् ग्रन्थे सूत्राणां सङ्ख्या न्यूना कृत्वा प्रारम्भस्थरीय छात्राणां कृते सम्यक्तया पठितुं लघुसिद्धान्तकौमुदी कृता अस्ति